ह्यः अहं एक नूतनस्यूतः क्रीतवती बहु सम्यक् अस्ति आकर्षिक अपि अस्ति बहूनि कोशानि सन्ति ज़िप् बहु स्ट्राङ्ग् अस्ति अति भारम् अपि नास्ति अटनार्थम् उपयोगं भवति इति मम चिन्तनं पश्यामि इतोपि एकं स्वीकृत्य मम पुत्र्याः ददामि इति चिन्तयामि